गृहे महिलाः स्वच्छताकार्यं भोजननिर्माणं परिवारजनानां पालनं बालकानां शिक्षाकार्यम् अन्यानि दैनिककार्याणि च कुर्वन्ति ताः गृहस्य सार्वजनिकावश्यकताः निजावश्यकताः पूरयन्ति ताः परिवारसदस्यानां कृते सामाजिकसम्बन्धं निर्मातुं प्रयासं विदधति पुरुषास्तु आजीविकार्थं बहिः गच्छन्ति एवं पुरुषाणां महिलानां कार्येषु भेदः वर्तते परन्तु इदानीं सर्वैः सर्वाणि कार्याणि क्रियन्ते इति दरीदृश्यते